बाल्यकालादेव रामायणं महाभारतं च शृणोमि गृहवृद्धाः अस्मान् रामायणस्य महाभारतस्य च कथां कथयन्ति स्म परन्तु अद्यत्वे वयं पश्यामः यत् अधिकांशजनानां रामायणमहाभारतस्य विषये न ज्ञानम् अस्ति अद्य रामायणमहाभारतम् अज्ञानेन विरुक्तिमार्गे अस्ति अद्यतनसमाजस्य युवानः दूरभा दूरभाषस्य अधिकं व्यसनं कुर्वन्ति ते स्वसंस्कृतिं विस्मृतवन्तः तेषां व्याजं पुनः आनेतुम् आवश्यकता वर्तते यतः रामायणमहाभारतं यद् अस्ति तत् अन्येषु शास्त्रेषु न लभ्यते अद्यत्वे जनाः रामायणमहाभारतस्य व्यसनिनः व्यसिननः भवेयुः इति विशेषाः उपायाः स्वीक्रियन्ते तेषां कथारूपेण रामायणमहाभारतञ्च कथयितव्यम्